पञ्चभूतेषु जलमपि अन्यतमम् यद्यपि भूमौ जलम् अधिकतया वर्तते अथापि उपयोक्तुं योग्यं जलं न्यूनमेव अत विवाहादय अथवा बृहत्कार्यक्रमा यदा प्रचलन्ति तदा जलस्य उपयोग अधिकम् अधिकतया अपेक्षित भवति किन्तु वयम् एवं चिन्तयितुं शक्नुम यथा जलस्य उपयोग न्यूनं न्यूनं कर्तुं शक्यते इति कथं उपयोक्तुं शक्यते इति वयं चिन्तयितुं शक्नुम उदाहरणार्थं वयं भोजनार्थं स्थालिकां स्वीकुर्म स्थालिकां स्वीकृत्य पुन तत्प्रक्षालनीयं भवति तदा जलस्य अपेक्षा अधिका भवति तत् अत तत् तत्र तस्य स्थाने वयं पूगफलस्य स्थालिकां यदि उपयुञ्ज्महे तर्हि पुन तस्य प्रक्षालनं कर्तव्यमिति नास्ति अपि च परिसरः परिसरस्य कृतेपि हानि न भवति जैविकक्रिया भवति इति कृत्वा कापि हानिः न हानि नास्ति एवं च वयं जलं अग्रिमजनाङ्गस्य कृते पुन दातुं संरक्षयितुं शक्नुम अत यथा जलस्य संरक्षणं भवति तद्वत् अस्माकं दिनचर्यां संस्थापयाम चेत् बृहत् कार्यक्रमेषु अपि क्लेशः न अनुभूयते